पाश्चात्यतत्त्वशास्त्रम् अधीतुं मया तु किञ्चित् प्रयत्नं कृतं तत्र किमर्थं तत्र पाश्चात्यदर्शनस्य विषयवस्तु किमस्ति पाश्चत्यदर्शनेन सह भारतीयदर्शनस्य सम्बन्धम् अस्ति वा नास्ति तद्बिषये ज्ञातुं पाश्चात्यतत्त्वशास्त्रम् अधीतुं किञ्चित् प्रयत्नं मया कृतं तत्र मया दृष्टं पाश्चात्य तत्त्वशास्त्रस्य जनकः तु अस्ति थेलिस् तत्र तु बहवाः पाश्चात्यपण्डिताः तु सन्ति यथा साक्रेटीस् प्लेटे डेकार्त् टमास् इत्यादायः अनेकाः पण्डिताः तु सन्ति तत्र पश्चात्यदर्शनस्य मुख्याः मुख्याः प्रतिपाद्यविषयाः तु सन्ति युक्तिविद्या ज्ञानतथ्यम् बोधविद्या सृष्टितथ्यं नीतिविद्या इत्यादयः